अहं बैक् यानेन भारतस्य नाम कन्याकुमारी रामेश्वरं तथा च च अत्र द्वारका पुरी जगन्नात्पुरी तथा च कोला अकोलानगरे अहं वसामि अतः अकोला पार्श्वे यत् यत् पातूर् चिखल्हारा इत्यादीनि इत्यादीनि स्थानानि अहं गतवान् तत्र राम्टेके ना राम्टेक् नाग्पूर् इति इत्यादीनि प्रवासस्थानानि नाम अन्यत् अन्यत्र बुल्ढाना अत्र महाराष्ट्रे एव अहम् अधिकं गतवान् मूर्तिजापुर् बुल्ढाना बड्नेरा इत्यादीनि अहं गतवान् न गतानि चेत् कुत्र गन्तुं च न गतानि चेत् अहं लदाक् लदाक् मनाली शिम्ला कश्मीर् इत्यादीनि स्थानानि अहं गन्तुम् इच्छामि तत्र वेदः तत्र वातावरणमपि सम्यक् वर्तते हिमः इत्यादिकं वर्तते तत्र लदाक् इत्यत्र सम्यक् वातावरणं वातावरणं वर्तते अतः तत्र गन्तुम् इच्छामि मम बैक् बुलेट् इति बुलेट् वर्तते अतः तत्रापि लदाक् इत्यत्रापि सम्यक् चलितुं शक्यते